मम पितृव्यः पशुवैद्यम् अस्ति तत्कारणेन अत्र कानि स्वास्थ्यकार्याः सन्ति इति जानामि मम पितृव्यः डेरक्टर् अपि अस्ति बहवः स्थाने गौर्मेण्ट् फेसिलिटीस् वा जानीयुः कार्याः सम्भवः हेसरघट्ट हेब्बल् कुणिगल् तुम्कूर् कोर्टिगेरे बेङ्गळुरु मैसूरुमहानगरे उत्कृष्टसेवा उपलब्धाः बहवः नागरीकाः जानन्ति गो श्वानः मार्जालः सामान्यः दृष्टः मम बन्धु अरण्य अधिकारी अस्ति चेत् अहं कबिनि बण्डीपुर नागरहोळे गच्छामि सम्यक् कार्याः भवति व्याघ्राः नर श शार्दूलाः वा गजाः रक्षणं बहु सम्यक् अस्ति धनं विना कार्यं कथं भवति धनं किमर्थमस्ति धनं व्ययं भवति चिन्ता नास्ति समीचीनं कार्यार्थं व्ययं भवति